मम इष्टतमं पुस्तकमस्ति वेदान्तदेशिकैः वेदान्ताचार्येण अपरनाम्ना विरचितः विरचितः यादवाभ्युदयः इति ग्रन्थः तत्र यादवाभ्युदये ग्रन्थे तत्र अलङ्काराः सम्यक् प्रतिपादिताः तादृशः महाकाव्यस्य अध्ययनेन अस्माकम् पदविज्ञानम् एवं शास्त्रीया रीतिः इत्यादि साहित्यज्ञानम् इत्यादीनाम् अभिवृद्धिः सम्यक् भवति ता स यादवाभ्युदयः ग्रन्थस्य अध्ययनेन मया कृष्णविषयकचरितम् समग्रम् अधीतम्